संस्कृतभाषायाः विकासः कथं सञ्जातः इत्यस्ति प्रश्नः शास्त्रीय अध्ययनम् आसीत् प्राक्तनकाले संस्कृतस्य बहुत्र प्रचलितः केरळे तु शब्दादि अध्ययनादारभ्य कोशादि कोशादीनाम् अध्ययनं कृत्वा काव्यनाटकादीनाध्ययनम् अनन्तरं व्याकरणादिशास्त्रपरम्परा एवं ज्योतिष्यं वैद्यं अन्ते दर्शनशास्त्रस्य दर्शनस्य अध्ययनम् इति आसीत् अत्र सम्प्रदायः का इतः कालपरिवर्तनेन इदानीं नूतन प्रविधयः संस्कृत अध्ययने अपि आगतः मध्ये अत्र उच्चतरशिक्षा शिक्षणक्षेत्रे बि ए एम् ए इत्यादिकम् आगतं आगतं शास्त्राध्ययनमपि प्रचलति इदानीं विकासः नाम अत्र किं विवक्षते इति संस्कृतभाषायाः विकासः इति विवक्षते इति मन्ये संस्कृताध्ययनस्य इति नाम भाषा तु प्राक्तनकाले या शास्त्रीय अध्ययनं यदि शास्त्रीय अध्ययनं प्राक्तनकाले प्रचलितं तत्र केचन जनाः एव पठितुं समर्थाः आसन् अथवा तेषामेव पठनाय अवसरः अवसरः आसीत् उच्चतरविद्यालयेषु उच्चविद्यालयेषु एवं महाविद्यालयेषु विद्यापीठेषु च संस्कृताध्ययनाय इदानीम् अवसराः क कल्पितः अस्ति छात्राः आगच्छन्त्यपि पिपठिषवः ततोपि सम्भाषणद्वारा संस्कृतस्य अध्ययनं यद् समाजे प्रचलति तत्र अधिकाः जनाः आकृष्टाः आगच्छन्ति तेषु बहवः स्तरानुसारं संस्कृत अध्ययनाय महाविद्यालयेषु विद्यालयेषु च गच्छन्ति एतद् संस्कृत अध्ययनाय अध्ययनस्य क्षेत्रे एकं नूतनं परिवर्तनं सम्बाषण आन्दोलनम् आन्दोलनेन अभवत् तत्र स संशयः एव नास्ति एतावदेव एतस्मिन् विषये वक्तुम् इच्छामि